माध्यमद्वारा प्रसार्यमाण विचारः तत्र राजकीयप्रभावं बहु अस्ति यः ये जना तत् रोचते ते तत्र शृणोति दूर् दूरवाणी वर्तमानपत्रम् मोबैल् इति माध्यमेन ते शृणोति वा वाचनं करोति तत्र

तासां विचारं लिखति विचारप्रदर्शनम् अपि करोति अतः अतः अधुना सि एम् ओ पि एम् ओ तत्रापि किमपि लेखनं कर्तुं तत्र प्रेषितं प्रेषणीयम् अपि सम्भवः भवति तर्हि बहु बहु जनाः ते अपि करोति स्थानिकं विचारं स्थानीयविचारः प्रसारमाध्यमेन एव दूरवाण्यां मोबैल् अत्र तत्र ते भवत्याः नाम वदतु ता